आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणं पश्चात् रा पश्चात् रावणकुम्भकर्णम् हननम् एतद्धि रामायणम् रामायणे श्रीरामः रावणः कुम्भकर्णः द्वयोः एव हननं कृतवन्तौ राजारामः राज्यं रामराज्यम् इति वदामः रामराज्यम् इत्युक्ते कथमासीत् तस्य भ्रातृप्रेम कथम् आसीत् यदा रामः वनं गतवान् तदा वनदेव्याः उक्तवान् वनदेवि यत्र कण्टकाः सन्ति तत्र अपसरतु इति उक्तवान् वनदेवी उक्तवती किमर्थं भवान् तु आगतवान् किन्तु सः उक्तवान् मम भ्राता अस्ति खलु भरतः सः आगच्छति सः आगत्य पश्यति मम भ्राता श्रीरामः कण्टकेन सह गतवान् कष्टम् अभवत् तर्हि सः चिन्तामग्नः तस्मात् कारणात् भवती तत्र अप अपसर इति उक्तवान् अनन्तरं किमर्थं यदि सः दृश् दु पश्यति कण्टकः अस्ति सः मम भ्राता कष्टं भवति ओ एतादृशी अवस्था मम भ्रातुः तर्हि सः चिन्तामग्नः जातः अग्रे अहं न गन्तुं शक्नोमि इति भवति